मया आबाल्यात् मुद्राणां सङ्ग्रहणं कृतं तेषां मुद्राणां तावत् अधुना प्रयोगः क्वचित् नास्ति तथापि काचित् मुद्रा एवमस्ति तस्याः मूल्यम् एकं रूप्यकं अथवा पञ्चाशत् पैसा भवितुमर्हति